धारिक आचाराणां सांस्कृतिकमहत्वं किम् इति प्रश्नः धारिक आचाराः नाम कुङ्कुमधारणं सन्ध्यावन्दनं देवपूजा इत्यादिकम् यथा अस्माकं प्रातरारभ्य सायं पर्यन्तम् एका जीवनशैली भविष्यति तन्मध्ये एतेपि अंशाः अपि आयोजिताः भारतीयपूर्वजैः अस्माकं पूर्वजाः एतान् अंशान् अस्माकं जीवने योजितवन्तः यतोहि एताः वैज्ञानिकाः अपि सन्ति तथा एते एतासां विचाराणां जीवने आनयनेन मानसिकी दैहिकी तथा बौद्धिकीशक्तिः वर्धते उदाहरणं कुङ्कुमधारणं कुङ्कुमधारणं भ्रुवोः मध्ये भविष्यति भ्रुवोः मध्ये प्रतिदिनं कुङ्कुमस्थापनेन तत्र अस्माकं धीशक्तेः प्रचोदनं भविष्यति धीशक्तेः प्रचोदनेन एकाग्रता सिद्ध्यति तथा सन्ध्यावन्दनं सन्ध्यावन्दनं प्रतिदिनं सर्वदा त्रिवारं किन्तु एतेषु दिनेषु जनाः द्विवारं प्रातः तथा सायं क्रियमाणाः सन्ति तत्र सूर्यार्घ्यप्रदानं गायत्रीजपः तथा इत्यादि क्रियाकलापाः देवपूजा अपि अस्माभिः करणीया मानसिकशान्तेः